विवाहेषु किं नृत्यं क्रियते नृत्यं कर्तुं कानि उत्तमगीतानि सन्ति इति इदानीं प्रश्नः विवाहं नाम एकं मङ्गलकर्म भवति तत्र एकं पवित्रकर्म भवति अस्मिन् वेलायां विवाहवेलायां निश्चयेन नृत्तस्य आवश्यकता न अत्या वश्यक इति मम अबिप्रायः एवं चेदपि तस्य नृत्तावद्रणः सः अस्ति चेद् तस्य चुरुदा वर्धते तद् तदानीं तस्य आकर्षकता विवाहवेलायाः विवाहदिनस्य आकर्षकता वर्धते इति मम अभिप्रायः यतः अस्माकम् अस्मागं देशे न केवलं सर्वे सम्पन्नाः अथवा न केवलं सर्वे अतीव सम्पन्नाः न भवन्ति तत्र धनं धनमेखलायाम् अथवा धनक्षेत्रे के केचन प्रश्नाः अपि अनुभवन्ति अतः तत्र वधोः अथवा वरस्य वा सुहृद् सुहृदां सुहृद्भ्यः कृतं कृतं नृत्तं चेद् तद् उत्तमं भवति नो चेत् तत्र अधिकां सङ्ख्यां दत्त्वा अधिकां धनं दत्त्वा एकं सङ्घं तत्र आदिशति चेत् तस्य आवश्यकता न अत्यावश्यकम् इति मम अभिप्रायः तद् तु व्यक्तिगतरीत्या भवति अहं विवाहक्षेत्रे एतत् पर्यन्तं न नृत्तं कृतवती अन्यस्मिन् क्षेत्रे कक्षा मध्ये वा एवं नृत्तं कृतवती नृत्तं कर्तुम् अनेकानि उत्तमगीतानि सन्ति इदानीं चलच्चित्रक्षेत्रे प्रसिद्धानि गीतानि अपि सन्ति तत्र शीघ्ररीत्या चालितानि गीतानि सन्दि मन्दरीत्या अबि गीतानि सन्ति तत्र तुडकं माङ्गल्यं माङ्गल्यं तन्दुनानेन मम जीवन हेतुना इत्यादीनि गीतानि अपि इष्टतमानि भवन्ति